मम राज्यं वर्तते कार्नाडदेशः कर्णाटकम् इति प्रसिद्धम् अत्र लोकयानस्य बहु उपयोगः क्रियते द्विविधं मया तु दृष्टं वर्तते आधिक्येन के एस् आर् टि सि इति एकं बि एम् टि सि इति बि एम् टि सि इति तु बेङ्गलूरुनगरे केवलं चलति इत्यतः कुतः इति चेत् इदं बेङ्गलूरु प्रति केवलं एतस्य व्यवस्था वर्तते इत्यतः एतद् बेङ्गलूरुनगरम् अभिव्याप्य कुत्रापि न गच्छति के एस् आर् टि सि इति तु समग्रकर्नाटकम् अभिव्याप्य अटति इदानीं जनाः तस्य माध्यमं तं माध्यमं बहु इच्छन्ति यत् कुतः इति चेत् इदानीन्तनसर्वकारः महिलानाङ् कृते उचितरूपेण यानस्य उपयोगं कर्तुं अनुमतिः दत्ता वर्तते इत्यतः महिलाः बस्यानेन बहु गच्छन्ति लोकयानं बहु उपयोगङ् कुर्वन्ति इति इदानीं तु द्रष्टुं शक्यते लोकयाने बहवः बह्व्यः महिलाः एव दृश्यन्ते पुरुषाः नैव दृश्यन्ते अन्तः तथा अनुमतिः दत्ता इत्यतः लोकयानस्य तु बहु उपयोगः चलति तस्य स्वच्छता सुरक्षितदृष्ट्या तु वक्तुं शक्यते स्वच्छता भवत्येव बेङ्गलूरुनगरे तु यद्यानं चलति लोकयानं तस्य स्वच्छता भवति सुरक्षितमपि बहु वर्तते मार्गे आरक्षकाः भवन्ति अपि च लोकयानं ये चालयन्ति चालकाः तेषामपि बहु अभ्यासः भवति अभ्यासे यदि ते सम्यक् चालयन्ति तदनन्तरमेव तेषाङ्कृते लोकयानं चालयितुं चालकत्वेन कार्यार्थं स्वीकुर्वन्ति अन्यथा न स्वीकुर्वन्ति एवमत्र कर्नाटकदेशे व्यवस्था वर्तते अपि च अत्र यद् लोकयानं मया दृष्टं तत् प्राप्तियोग्यं वर्तते काले काले प्रापणं कारयति काले अस्मान्नयति इत्यतः अयं उपयोगः लोकयानस्य उपयोगः सम्यगेव वर्तते अस्माकं कर्नाटकराज्ये तत्र किं सुधारणीयम् इत्युक्ते उपवेष्टुं स्थानं न भवति अपि च महिलानां कृते या व्यवस्था दत्ता तत्र किञ्चित् कण्ट्रोल् इति कर्तव्यम् अथवा यानानि अधिकानि कर्तव्यानि इत्येवं रूपेण तत्र लोकयानस्य विषये किञ्चित् सुधारणीयं वर्तते